त्याज्यवस्तूनां बहु उपयोगः अस्ति किमर्थम् इत्युक्ते कदा गृहे पुरातनशाटिका अस्ति तदा वयम् अहं पादः पादः पा पादमार्जनम् इत्युक्ते फ़ुट् मेट् अहं भव कृतवती तदनन्तरम् पुरातन न्यूस् पेपर् मध्ये बहु बहु कलाकृतिः फलानि फलानि पुष्पाणि पुष्पं

शोर् स्नानं कर्तुं मग् एतत् बहु कर्तुम् एतत् बहु उपयोगः अस्ति भवति ताः तदनन्तरं पुरातन पाकः पाकशालामध्ये पुरातनवस्तूनि सन्ति तत्र बहु उपयोगः योगं भवति स्यूतः अस्ति खलु अक्कि स्यूतः यया स्यूतः स्यूताः स्यूताः कलाकृतिः भवति वा स्यूतः स्यूतेन अहं वाहनं कवर् द्विचक्रवाहने अक्कि स्यूताः स्यूतेन अक्किस्यूतेन अहं द्विचक्रवाहने कवर् करिष्यामि तदनन्तरं मम पुत्र्याः कृते पुस्तकानि पेज् मध्ये पे पेजे फ्लवर् द्रोणी बोट् कृतवती